मया एतावत् बैक्याने भारते कुत्रापि प्रवासः न कृतः परम् अहं बैक्याने लेहलदाक् गन्तुम् इच्छामि तत्र च हिमाच्छादितप्रदेशे लघुषु मार्गेषु बुलेट्याने गमनं बहुसुन्दरं भवति इति श्रुतम् अस्ति अतः अहं तत्र गन्तुम् इच्छामि